मया कश्चनः विषयः स्वीकृतम् आसीत् किं नाम कस्मिंश्चित् पुरुषस्य कृते इदं चित्रं दातव्यम् इति पुनः तस्मिन् विषयस्य पुरुषस्य विषये किं मया ज्ञायते तत् सर्वं तस्मिन् चित्रे स्थापनीयम् इति मया चिन्तितम् आसीत् मया स्वीकृतं तस्मिन् पुरुषे तस्य पुरुषस्य विषये किञ्चित् एव अवलोकनं कृतवती पुनः तद् मम चिन्तनं दृश्य तत् चित्रितं तद् अनुभवं बहु सम्यक् अस्ति तद् दृष्टं चेत् मम कृते अधुना अपि आनन्दम् आनन्दम् आनन्दनम् सन्तोषं भवति तत्तु तस्मै दत्तवती सः तेन उक्तं बहु सम्यक् अस्ति इति तस्मिन् समये चित्र करणसमये बहु इदम् आसीत् किम् एवं करणीयं कथं करणीयम् इति सर्वं परन्तु यदा आरम्भणं कृतवती तत् तदा सम्यक् गतमेव कथं समापितवती इत्येव न ज्ञातम् तत्तु बहु सम्यक् आगतम्